अस्माकं प्रदेशे कला सङ्ग्रहालयः लघुरूपेण सन्ति रज्यस्य इतिहसस्य विषये न्यूनः विषयः स्यात् किन्तु स्व प्रदेशस्य इतिहासस्य विषयाः ज्ञातुं शक्यते मणिपाल् प्रदेशे हेरिटेज़् विलेज् इति ग्रामः अस्ति तत्र पूर्वतनकाले गृहम् सलकरणानि कथम् आसीत् काष्टशिल्पान् कथम् आयोजनं कृतवन्तः तासां जीवनशैलि कथम् आसीत् इति द्रष्टुं ज्ञातुं च शक्यते शिर्वायां मुल्किसुन्दररामशेट्टिविश्वविद्यालये सङ्ग्रहालयम् अस्ति तत्र केचनवस्तून् प्रदर्शितवन्तः तान् वस्तून् दृष्ट्वा कला एवम् इतिहासस्य विषये ज्ञानं प्राप्तुं शक्यते अस्माकं प्रदेशे बहवः देवालयः पुरातन भवनानि सन्ति तत्र कलाकृतयः पुरातनवस्तून् काष्टशिल्पान् तथैव स्थापयित् तथैव स्थापयित्वा रक्षितवन्तः तं दृष्ट्वापि अस्माकं कला एवं इतिहासस्य विषये ज्ञातुं शक्नुमः बहवः पुस्तकानि एतत् विषये लिखितम् अस्ति तान् पठित्वा अपि विषयसङ्ग्रयितुं शक्यते